त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य सेप्टेम्बर् मासस्य त्रिंशत्दिनाङ्कः द्वीनवत्यधिकनवशतोत्तर एकसहस्रतमवर्षस्य जुलै मासस्य द्वादशदिनाङ्कः षण्णवत्यधिकनवशोतोत्तर एकसहस्रतमवर्षस्य अगस्त मासस्य पञ्चविंशतिदिनाङ्कः द्विनवत्यधिकनवशतोत्तर एकसहस्रतमवर्षस्य अक्टोबर् मासस्य चतुर्थदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य नवेम्बर् मासस्य चतुर्विंशतिदिनाङ्कः